मम प्रदेशे शिक्षणार्थम् प्रधानव्यवस्था तु बहुभिः विद्यालयैः विश्वविद्यालयैश्च क्रियते तत्र शालाशुल्कं सामान्यस्तरादारभ्य अत्यधिकस्तरं यावत् तत्र बहुषु स्तरेषु विद्यते यथानुकूलम् सर्वेषां कृते व्यवस्था तु लभ्यते सामान्येन पूरयितुं शक्यते इति प्रश्नः तत्र अनुपपन्नः इति भाति किमर्थमिति चेत् तत् सापेक्षिकः प्रश्नः तत्र केषाञ्चन कृते यत् पूरयितुं शक्यम् अन्येषां कृते तत् पूरयितुम् अशक्यं स्यात् कीदृशविषयाः इत्युच्यते चेत् अद्यत्वे येषु विषयेषु पितरौ स्वस्य अपत्यानि प्रवेशयितुम् इच्छन्ति ते विषयाः तु प्रायः आङ्ग्लमाध्यमेन स्वस्य अपत्यानि पठित्वा अग्रे गच्छेयुः इत्येव चिन्ता सर्वेषां भवतीति कारणेन तत्सम्बद्धाः एव विद्यालयाः कलाशालाः इत्यादयः अत्र वर्तन्ते